मम प्रदेशस्य आरोग्यसेवाः वर्धयितुम् ग्रामजनानां नगरजनानां कृते साप्ताहिके एकं शिबिरं ल केम्प् स्थापयित्वा सामान्यजनानाम् आहूय चिकित्सां दद्मः अन्यत् स्वच्छतापरिपालनीयं ग्रा ग्रामेषु वा वीथीषु वा गृहेषु वा नगरेषु वा यत्र यत्र जनाः अधिकं सन् अधिकाः सन्ति तत्र स्वच्छता स्वच्छतायाः कृते अधिकप्राधान्यं दातव्यम् तत् तत् स्वा स्व आरभ्य स्वयम् आरभ्य परिवारजनानां वा मित्रजनानां वा विद्यालयेषु वा कलालयेषु वा तत्रत्य स्वच्छतायाः आरोग्यस्य आरोग्यस्य विषये वा प्रेरणां वा सूचनां वा पुनप्पुनः दत्वा सामुहिके भविषत्कालछात्राणां नेतॄणाम् कृते एतद् सूचयति चेत् एतत् वार्तां ददाति चेत् आरोग्यस्य विषये जनाः सम्यक् परिपालयन्ति मन्दिरेषु वा यत्र कुत्रापि अस्ति आरोग्यस्य विषये तत् तत्रत्य सूचनां दातव्यं तत् परिपालनीयं वीथीषु वा अवकरपात्रं स्थापयित्वा तत्रेव अनन्तरं तद् क्षेप्तव्यम् इति प्रेरणा दातव्या तद् गृहस्य बालकानां बालिकानां छात्राणां कृते पुनप्पुनः उक्त्वा तत्र तत्र एव स्थापनीयम् इति सूचयेत् स्वच्छतायाः प्राधान्यं सर्वे जानन्ति अतः आरोग्यसेवाः वर्धयितुम् अधिकाधिकाः सूचयेत् यत्यत् अस् नियमाः सन्ति तत् परिपालनीयम्